वस्तुतः भिन्नप्रदेशीयजनानां प्रत्येक मतभेदाः विद्यन्ते यथा भिन्नभिन्नसंस्काराः भिन्नभिन्नजीवन यापनविधानानि वर्तन्ते इति कृत्वा भिन्नविषयाः तेषां मस्तके चलन्ति तथा बैकिङ्ग् तद् बहु उपयोगी भवति तान् मेलयितुं कथं नाम बैकिङ्ग् कुर्वन् यथा एक एकस्य प्रान्तस्य जनाः अपरप्रान्ते गच्छन्ति तत्रत्य संस्काराः विचार आचारमूल्यादयः यथा ते अनुभूयन्ते तथा तेषां कृते बहु उपयोगकारी भवति तथा नूतनविषयान् ज्ञातुमपि ते शक्नुवन्ति तथा संस्कृति भिन्नविषयेषु यथा वार्ता क्रियते बैकिङ्ग् कुर्वन् यथा जनाः गच्छन्ति तत्र तत्रत्य भोजनखाद्य अपरविशेष यथा व वस्त्रविशेषानपि ज्ञातुं शक्नुवन्ति तथा संस्कारान् अपि ज्ञातुं शक्नुवन्ति इति